मम विषिष्टं कौषलम् अस्ति अध्यापनं अध्यापनेनैव मम जीवनं प्रवर्तते तादृश अध्यापने नावीन्यसम्पादनार्थम् अस्माभिः प्रतिदिनम् अध्ययनं कार्यं भवति यथा यथा विषयाणां ज्ञानम् अधिकं भवति तथा तथा अध्यापनं सुलभतया कर्तुं शक्यते अतः प्रतिदिनम् अध्ययनं विना उत्तमम् अध्यापनं कर्तुं न शक्यते अतः अध्यापकाः सर्वदा अध्ययनशीलाः भवेयुः केवलं तत्र ग्रन्थोक्तविषयाणामेव प्रतिपादनं न तत्र तत्रोक्तविषयाः अन्येषु ग्रन्थेषु ये सम्यक् निरुपिताः सन्ति तेषमपि अध्ययनं कृत्वा यदि छात्रान् बोधयामः चेत् तेपि विषयान् शीघ्रम् अवगच्छन्ति अस्माकम् अध्यापनकौशलमपि वर्धते